अद्यत्वे प्रायः येषां कलारूपाणां प्रसिद्धिः विद्यते यथा नाट्यं गानादिकम् अस्ति ते तु जीवन्तः एव सन्ति परं याः जानपदकलाः आसन् एषु अस्माकं शास्त्राणि येभ्यः कलारूपेभ्यः सर्वेभ्यः जनेभ्यः शास्त्राणां सन्देशाः प्रदीयन्ते स्म यैः कलारूपैः तादृशानि बहूनि कलारूपाणि जानपदकलारूपाणि तु अद्यत्वे नष्टप्रायाणि सन्ति तेषां प्रसिद्धेः अभावात् प्रसारमाध्यमेषु तेषां विषये आसक्तेः विरहात्